अस्माकङ्ग्रामे पूर्वं मुक्तशौचः आसीत् इदानीं नास्ति सर्वेषां गृहे शौचालयाः सन्ति तत्र समस्याः भवन्ति स्म तत्र फ़्लू कालरा इत्यादि रोगाः तत्र भवन्ति स्म